लण्डन् आश्ट्रेलिया न्युज़िलेण्ड् केनडा एवं तत्रापि भिन्न भिन्न सिटिस् भवन्ति नगरानि भवन्ति इदानीं अमेरिका देशे वयं पश्यामः चिकागो नगरं एवं तत्र इतोपि वयं वक्तुं शक्नुमः